अहं प्रवासम् अधिकम् इच्छामि तन्मध्ये भारतदेशे तु सामान्यतया चतुर्दिक्षु अपि तीर्थयात्रारूपेण संस्कृतकार्यरूपेण प्रवासं कृत्वा आगतवान् अस्मि इदानीम् आधुनिकयुगम् इति पश्यामः चेत् नूतनसंस्कृतिः नूतनव्यवहारः नूतनआहारविहारम् इत्यादि द्रष्टुम् इति सिंहपुरं नाम सिङ्गापुरं गन्तुम् इच्छा अस्ति सिङ्गापुरे सर्वत्र स्वच्छता समयः समयपालनं अनन्तरं रक्षणव्यवस्था अनन्तरं भव्यदिव्यवीथिमार्गाः विशिष्य आपणानि इत्यादि वयं पठित पुस्तकेषु अनन्तरं दृष्ट दूरदर्शन इत्यादि कार्यक्रमेषु सिङ्गापुरं मह्यं बहु रोचते तत्र गन्तव्यम् इति आशा वर्तते